नमस्ते स्विगि मया अत्र अल्पाहारगृहात् श्रीबालाजी अल्पाहारगृहात् भोजनम् अपेक्षितम् आसीत् तदर्थं आर्डर् कृतवान् आसम् छोलेभटुरे बटर् नान् पनीर् बटर् मसाला इत्यादयः कृतवान् आसम् तत् अहं नववादने कृतवान् आसम् इदानीं द्वादशवादनं जायते तत् गण्टाद्वयं यावत् अहं प्रतीक्षां कृतवान् इतोपि प्रतीक्षा न क्रियते क्षम्यताम् मम आर्डर् केन्सल् कुर्वन्तु कृपया धन्यवादः